प्रत्येक्स्य प्रदेशस्यापि सांस्कृतिकविशेषता भवति विभिन्नवस्त्रपद्धतिः भवति तत्र च अनेके उत्सवाः आचर्यन्ते तस्मिन्नेव प्रदेशे विशिष्टाः विधयःश्च विधीताः भवन्ति तद्वदेव अस्माकं प्रदेशे अपि अनेके उत्सवाः आचर्यन्ते एवं विभिन्ना वस्त्रपद्धतिः वर्तते तत्र च अनेके विधयः श्च विहिताः सन्ति एवं सांसृतिक आचरणानि च वर्तन्ते तत्र अस्माकं प्रदेशे उत्त्सवानां आधिक्यमेव वर्तते अस्माभिः बहूनि पर्वाणि आचर्यन्ते आचर्यते यथा दीपावलिः युगादिः पुनः नवरात्रिपर्व तत्र नवरात्रकाले नव दिनं यावत् देव्याः आराधनं क्रियते एवं प्रत्येकस्मिन् उत्सवे अपि नूतनवस्त्राणि धरामः तस्मिन् दिने बहुमधुराणि मधुराणि पदार्थानि च निर्माणं कुर्मः एवं अस्माभिः उत्सवाः बहुसन्तोषेण आचर्यन्ते तत्र च वस्त्रशैली भारतीयवस्त्रशैली एव भवति यथा शाटिका एवं शल्यादिकं तथा भारतीयसंस्कृतौ यथा आचरणसंस्कृतिः आचरणङ्क्रियते